हरिः ओं महोदय नमो नमः अहं सुकान्तप्रामणिकः कथयामि कविकुलगुरुकाळिदाससंस्कृतविश्वविद्यालयः रामटेक महोदय मम कश्चन अभियोगः अस्ति श्रूयते खलु आं हा मम कश्चन अभियोगः अस्ति अहं दिनत्रयात् प्राक् एकं वस्तु नाम प्रेषणादिष्टमासीत् मया परन्तु तद् वस्तु अहं अद्यैव लब्धवान् तत्र समस्या नाम का महोदय तत्र यद् वस्तु भवद्भिः प्रेषितमस्ति तद् पूर्वतः एव उद्घाटितमासीत् न जाने परन्तु एकवारं नाम कथं तद् सत्यं वदामि अहं मम यदा स्वीकृतवानासं वस्तु परन्तु तस्य यद् वस्तुनः बन्धः आसीत् सः बन्धः उद्घाटितः आसीत् तत्र कोपि बन्धः नासीत् अहं सत्यं वदामि एकवारं तद् विषये महोदय किञ्चित् पश्यति चेत् एवं परन्तु सः बन्धः उद्घाटितः एव आसीत् इदानीं तद् वस्तु किं तद् वस्तु ओरिजिनल् भवति वा एतद् प्र नाम डुप्लिकेट् भवति इति अहं न जानामि व उद्घाटितमस्ति नाम तत्र तु डुप्लिकेट् एव स्यात् खलु महोदय कृत्रिममपि कदाचित् दद्यात् तत्र अहम् अतः एतद् मम तु दोषः नास्ति भवतः एव दोषः स्यात् महोदय अतः अपि किमस्ति वस्तु उद्घाटितमस्ति अहं तद् स्वीकर्तुं नेच्छामि भवान् प्रतिस्वीकरोतु वा किमपि कृत्वा मह्यम् अहं धनमपि स्मरामि अहं धनमपि दत्तवान् मह्यं धनं दीयतां पुनः तद् तस्य सम्यगुक्तं यद् लुप्तं वस्तु भवति यद् मया प्रेषणादेशः कृतः आसीत् हा तस्य स्थाने नूतनं वस्तु मह्यं दीयतामिति अहं प्रार्थये न महोदय तद् एतद् सः तद् उद्घाटितम् उद्घाटितमासीत् खलु मया एकं क्रीडनकं प्रेषणादिष्टं क्रि क्रीडनकं तत्र यत् क्रीडनकम् अहं याचितवानासं परन्तु तद् तस्य बन्धः उद्घाटितः असीत् तत्र किञ्चित् त्रोटनमपि दृश्यते अतः तद् वस्तु तु अहं न पुनः न इ न इच्छामि भवान् तद् प्रतिस्वीक् प्रतिस्वीक् नाम प्रतिस्वीकरोतु आं तद् मह्यम् इत् नापेक्ष्यते किं करणीयमिति भवान् मार्गदर्शनं करोतु तद् क्रीडनकं पुनः नेच्छामि अहं नूतनं तस्य स्थाने नूतनम् एव यन्नूतनमेव इच्छामि हा धनमपि धनमपि मया समर्पितमासीत् धनमपि प्रतिदातव्यं नो चेत् तस्य स्थाने नूतनं किमपि प्रेषयतु आम् एव वा तत्र अभि तत्र अभियोगमञ्जूषा अस्ति खलु नाम कम्प्लेण्ट् बाक्स् अभियोगमञ्जूषा अस्ति खलु तत्र हा तर्हि

आम् एवं तर्हि तत्र मम चिन्तयतु अधुना मम वस्तु मम वस् वस्तु भग्नमस्ति किञ्चित् वा तत्र त्रुटितं मया दृष्टं तर्हि तद् क एतद् नाम कम्प्लेन्ट् बाक्स् नाम अभियोगमञ्जूषां गत्वा तत्र अहं त्रुटनविषये अहं तत् कत् कथं तत्र अभियोगं कर्तुमिति तत्र विकल्पः भवति वा

नाम एवं क्रेक् इति किमपि त्रुटितं त्रुटितवस्तु इत् इत्यादिकं किमपि नाम विकल्पनमस्ति वा यतो हि यतो हि अहं तत्र गत्वा अहं न दृष्टवान् एकवारं तर्हि द्रक्ष्यामि तत्र यदि त्रुटितं त्रुटितमिति विकल्पः विकल्पः स्यात् तर्हि तत्रैव अहं नुदामि वा हा एवं तर्हि तत्र नोदनात् परं तत्र नोदनात् परं साक्षात् नाम कियत् पर्यन्तं भवन्तः नाम तत्र आगत्य स्वीकुर्वन्ति वस्तु अद्यैव सम्भवति वा श्वः वा यतो हि मह्यं शीघ्रम् अपेक्ष्यते श्वः भवितुमर्हति हा अस्तु यतो हि मह्यं किञ्चित् शीघ्रं यदि अद्य शक्यते महोदय तर्हि अद्यैव नाम तद् पुरातनं यदस्ति स्वीकृत्य गच्छतु मह्यं नूतनं किमपि ददातु इति एवमस्तु एवं धन्यवादः महोदय धन्यवादः अस्तु एवम्